अहं विशेषेण विद्यालये महाविद्यालये च विज्ञानप्रकल्पे कार्यम् अकारि तत्र विशेषम् अनुभवं श्रावयितुम् इच्छामि तत्रत्य विशेष अनुभवो नाम तत्र महाविद्यालयस्तरे विज्ञानप्रकल्पे तत्र भारतीयचिन्तनं किं भवति विज्ञानक्षेत्रे भारतीयानां योगदानं किमस्ति इति छात्राणां कृते तत्र विशेषेण तत्र प्रबोधः कृतः तत्र छात्राः अपि भारतीयानां विज्ञानक्षेत्रे एतावत् योगदानं विद्यते इति सर्वेपि तत्र विस्मिताः पुनः आश्चर्यं च प्रकटितवन्तः एतेन तत्र छात्रेषु अपि भारतीयविज्ञानविषये अत्यन्तं तत्र आसन् अत्यन्ता आसक्तिः तत्र अनुभूता पुनश्च तत्र अस्मदीय विज्ञानक्षेत्रयोगधानं तत्र छात्रेषु नूतनं किञ्चित् पुनः सर्वजनशक्तिः तत्र अभिवर्धनाय महद्योगदानं भवति इति मम विशेष अनुभवः प्राप्तः तत्र तत्र विद्यालयस्तरे पुनः महाविद्यालये च विज्ञानक्षेत्रे किं किं जातम् अद्यावधिपर्यन्तम् इति तत्रत्य अध्यापकाः सुष्ठुः बोधयन्तः आसन् छात्राः अपि प्रतिपदं विज्ञानं नाम किं भवति तत्र छात्रेषु अनुक्षणं विज्ञानम् इति पदेन सर्वेपि किञ्चिदिव जाग्रू जागरूकाः भूत्वा अस्मदीयं विज्ञानक्षेत्रं किमस्ति इति प्रतिपदम् अन्वेषणपुरस्सरं तत्र शोध शोधमनसा च सर्वेपि व्य विज्ञानम् अवगन्तुं प्रयतमानाः आसन्